नूतनं टी शर्ट् स्वीकृतवान् बहुसमीचीनम् अस्ति तस्य वर्णः तथा स्पर्शः एतत् सर्वं बहुसमीचीनम् अस्ति मम देहस्य उपरि तस्य फ़िटिङ्ग् अपि बहुसमीचीनम् अस्ति